पारम्परिकं वा भाषिकं वा गणः तवप्रदेशे वर्तते वा इति प्रश्नः तथा चेत् अस्माकं प्र प्रदेशे पारम्परिकः भाषिकाः अपि गणः वर्तन्ते कथमिति चेत् पारम्परिकः जनाः कथमिति चेत् केचन जनाः भवन्ति ते वदन्ति अस्माकं परम्परा एवं वर्तते अस्माकं परम्परायां देव्याः आराधनं कर्तव्यम् इति अस्ति अस्माकं परम्परायां शिवस्य आराधनं कर्तव्यम् इति अस्ति अतः तेषां परम्परायां तथा अस्ति तथा एव तत् ते आचरणं कुर्वन्ति इति अपि अस्ति अतः स्वीयपरम्पराम् अनुवर्तनीयमपि अस्ति अतः स्वकीया या परम्परा अस्ति तां परम्परामेव अनुसर्तव्यम् इत्यपि अस्ति किन्तु अस्माकं प्रदेशे एवमेव भवति एव एवमेव परम्परा अस्ति अतः ते परम्पराम् अनुवर्तयन्ति इति केचन भाषकः भवन्ति ते भाषयन्तः भवन्ति अस्माकं परम्परायाम् एवम् एवमेव अस्ति अस्माकं भाषायाम् एवं पदं प्रयोक्तव्यम् इति अपि अस्ति अतः इदानीम् एतत्पात्रस्य कृते एवं वक्तव्यम् इति अस्ति अतः तेषां परम्परायां तथा अस्ति अतः ते तथा अनुवर्तयन्तः भवन्ति तथा एव अनुवर्तनीयम् अपि इत्यपि अस्ति किन्तु केचन अरण्यकाः अरण्ये भवन्ति ये अरण्यकाः नाम ते अरण्यकः अरण्यजनाः किं कुर्वन्ति नाम ते आधिक्येन तेषां ये देवाः सन्ति तेषामेव अराधनां कुर्वन्ति ते वदन्ति मम परम्परायाम् एवमस्ति अतः वयम् एवं कुर्मः ते आरण्यकः नाम ते बहु किमपि कुर्वन्ति इदानीम् अरण्यकाः सर्वदा शुद्धाः भवन्ति ते अरण्यकाः बहु श्रद्धावन्तः भवन्ति अतः अरण्यकः केचन बहु समीचीनः अपि भवन्ति इत्यपि अस्ति किन्तु तव प्रदेशे भाषाव्यत्ययः दृश्यते वा इत्यपि प्रश्नः कृतः अस्ति तर्हि अस्माकं प्रदेशे भाषा भाषाव्यत्ययः भवति इदानीं संस्कृतं संस्कृतौ एवं वर्तते हिन्दीभाषायाम् एवं वर्तते भोज्पुरिभाषायाम् एवं वर्तते कन्नडभाषायाम् एवं वर्तते तर्हि भाषाव्यत्यः भवति इदानीं सम् हिन्दीभाषायामेव व्यत्यः अस्ति इदानीं हिन्दीभाषा अस्ति ब्रजभाषा भिन्ना अस्ति अ अनन्तरं भोज्पुरीभाषा भिन्ना अस्ति अत्र भाषायामपि व्यत्ययः भवति कदा कदाचित् प्रदेशेषु प्रदेशेषु भाषा व्यत्ययः भवति इदानीम् उच्यते द्विकोशेषु जलं परिवर्तते तद्वदेव द्विकोषेषु भाषा अपि प्रवर् परिवर्तते इत्यपि अस्ति शास्त्रे उल्लेखः उल्लिखितं वर्तते अतः किं कर्तव्यं नाम भाषाव्यत्ययोपि भवति पारम्परिकं भाषिकं गणः अपि सर्वत्र लभ्यन्ते एव अरण्यक जनाः अपि सर्वत्र लभ्यन्ते एव अतः किं कर्तव्यं नाम भाषाव्यत्ययोपि अस्ति पारम्परिकमपि अस्ति भाषा गणाः अपि सन्ति किन्तु ते कथं भाषयन्ति इति भवता कृते नैव ज्ञायते अतः भाषाव्यत्ययः भाषिकाः अपि सर्वेपि भवन्ति सर्वत्र व्यत्ययः भवत्येव इति